हरि ओम् नमो नमो नमो नमो आगच्छतु आगच्छतु उपविशतु आम् पुस्तकं तु अस्ति भवतां भवतां किं किं पुस्तकमवश्यकम् एकवारं वदतु दर्शनशास्त्रस्य आम् दर्शनशास्त्रस्य तर्कभाषा आं वर्तते

मूल्यं तस्य मूल्यम् अशीति अधिक त्रिंशत् रूप्यकाणि तर्कभाषा चन्द्रालोकः अपि वर्तते षडाधिक श शतं रूप्यकाणि

पालवधस्य द्वितीयसर्गम् इदानीम् उपलभ्यते पञ्चम् सर्गं तु ना इदानीं तु नास्ति स्वपणे प्रतीक्षा करोतु एकवारम् अहं दृष्ट्वा सूचयामि एवम् अन्ये आं वैयाकरणसिद्धान्तकौमुदी तु वर्तते एकं पुस्तकम् अपेक्षितम् व्याकरण् अस्तु अस्तु अस्तु एकं व्याकरणकौमुदी अस्तु आम् आम् आम् आम् आम् कपिलदेव् द्विवेदीमहोदय आम् आम् आम् भारत वर्तते शतं रूप्यकाणि तस्य मूल्यं त्रयमेव अपेक्षितम् अस्तु त्रयमेव त्रयमेव अस्तु चत्वारः आम् अस्तु अस्तु अस्तु राजनीतिविषयस्य पुस्तकानि इदानीं तु न वर्तते अहं यदा आगमिष्य आगमिष्यति तदाहं प्रेषयिष्यामि भवतां भवतः गृहे अस्तु जानामि अस्तु रघुवंशस्य प्रथमसर्गम् अपे अपेक्षितम् प्रतीक्षा करोतु अहं दास्य अस्तु अस्तु अहम् एकवारं दृष्ट्वा भवतः सूचयामि भवान् सूचयामि अस्तु आं स्वीकरोतु त्रुटि अस्ति

इदानीं तु न उपलभ्यते परन्तु अहं दृष्ट्वा अस्तु अस्तु अस्तु अहं श्वः सूचयामि अस्तु अस्तु भवान् धन्यवादः